हरि ओं मम प्रदेशे विद्युत्समयः आदिनं भवति विद्युत्खण्डनं न भवति विद्युद्विच्छेदः केवलं ग्रिष्मकाले भवति ग्रिष्मकाले अधिकविद्युतस्य अधिक आवश्यक्ता भवति शीतव्यजनानि आवश्यकानि भवन्ति तदनन्तरं व्यजनानि सर्वत्र सर्वेषु प्रकोष्ठेषु व्यजनानि प्रचलन्ति अतः अधिकविद्युत् आवश्यकी तेन कारणेन विद्युतस्य विद्युतः न्यूनता भवति अतः ग्रिष्मकाले जीवने जीवनं किञ्चित् कठिनं भवति शैत्यकाले तथा चिन्ता नास्ति व्यजनानि अपि न आवश्यकानि अस्माकं ग्रामे अस्माकं नगरे अतीवशैत्यं भवति वयं व्यजनमपि न चालयामः आम् उष्णजलमावश्यकं स्नानार्थम् तदर्थं विद्युत् आवश्यकी खलु गीज़र् कारणेन गीज़र् यन्त्रेण जनः जनाः जलम् उष्णीकुर्वन्ति वयं तु गेस् गीज़र् स्थापितवन्तः अतः चिन्ता नास्ति कदाचित् वृष्टिकाले अपि विद्युतस्य व्यत्ययः भवति बहुधा भवति यतो हि वेगेन वायुः वहति वृष्टिः भवति विद्युत्तन्त्री भग्ना भवति तेन कारणेन विद्युत् गच्छति ग्रिष्मकाले तु घर्मः भवति आरम्भे आरम्भे यदा वृष्टिः आर आरम्भः भवति तदा घर्मः भवति अतः तु व्यजनानि आवश्यकानि खलु अतः विद्युत् अपि आवश्यकी अतः वृष्टिकाले अपि विद्युत् आवश्यकी यदि विद्युद्विच्छेदः भवति चेत् बहु कष्टम् त्रिषु कालेषु षड्सु ऋतुषु अपि विद्युत् आवश्यकी एव परं भवतु सहनं कुर्मः ग्रीष्मकाले तु सहनमेव न भवति तदा तु अतीव आवश्यकं परं तस्य रक्षणं करणीयं तस्य रक्षणम् अस्माकं कर्तव्यं विद्युतः रक्षा अस्माभिः कर्तव्या